प्रणामः विज्ञानस्य विषये मम तात्पर्यः अस्ति अहं सामान्यतः पठितुम् इच्छामि शास्त्रं वेदान्तशास्त्रं वा मनश्शास्त्रं वा तादृशं शास्त्राणि पठितुमिच्छामि तन्त्रज्ञानमित्युक्ते इदानीं कम्प्यूटर् सैन्स् चेद् तदपि अहं पठितुमिच्छामि यावत् शक्यमहं पठामि अनन्तरं वैज्ञानिक नवीकरणविषये इदानीम् ए ऐ पठनीयम् इत्यस्ति अतः किञ्चिद् किञ्चित् ए ऐ अपि उपयोगं करोमि तत्र यावत् शक्यं तेषाम् उपयोगेन अस्माकम् इदानीन्तन जीवनम् किञ्चिदपि सरलं भवति आर्गेनैस्ड् भवति कम्प्यूटर् तादृशम् माध्यमानाम् उपयोगेन अस्माकम् इदानीं दूरवाणी अस्ति कम्प्यूटर् अस्ति तद्विना जीवनं तु किञ्चिद् प्रयासकरं वा किञ्चिद् विलम्बकरं तादृशं भवति अतः आधुनिककाले विज्ञानस्य अथवा अनन्तरं तन्त्रज्ञानस्य च प्रयोजनम् अत्यन्तमस्ति यावद्वयं टैप् कुर्मः कम्प्यूटर् लेप्टाप्मध्ये तत्सर्वं रिट्रीव् कर्तुं पुनः स्वीकर्तुम् अनायासमस्ति यदि वयं पुस्तकेषु लिखामः चेद् तत्सर्वं पुनः स्वीकर्तुम् रिट्रीव् कर्तुं समयः अधिकः अपेक्षितः इदानीं लेट् लेप्टोप् अथवा वन् नोट् तादृशः साफ़्ट्वेर्मध्ये अस्ति चेत् शीघ्रं समयव्ययम् अधिकं विना वयं स्वीकर्तुं शक्यते अनन्तरम् अस्माकं समयलाभः अपि अस्ति धन्यवादः नमस्ते